तद् विषये सम्पूर्णतया तादृशं वक्तुं न शक्यते संस्कृतकथासाहित्यम् अन्य रूपेण अपि सर्वत्र पठन्तम् अस्ति उपन्यासकाः केचन उपन्यासकाः केचन संस्कृत सामाजिककार्यकर्ताः अपि प्रत्येकं स्थले वर्गाः प्रचलन्ति आण्ड् बोधयन्ति अपि अतः संस्कृतसाहित्ये किञ्चित् इच्छा भवेतेव अतः बहवः जनाः आगच्छन्ति पठनार्थम् आगच्छन्ति संस्कृतसाहित्यपुस्तकान् अपि सर्वत्र इदानीं लभ्यते अतः ट्रान्स्लेशन्स् अपि सर्वत्र लभ्यते इदानीम् अतः पठितुं शक्यते